अस्माकं प्रदेशे या संस्था भवति ते संस्थाः बहु सम्यग् रूपेण तेषां कार्यं निर्वाहयन्ति अन्नपरिवर्तनस्य आवश्यकता नास्ति एकं संस्था अस्ति मासमलेस्वरिसंस्था तस्य ता संस्था कार्यं वर्तते यदा अस्माकं ग्रामे एकं मेला आसीत् तद् मेला अस्माकं पहा पर्वतस्य उपरि वर्तते ते यदा जनाः पर्वतस्य उपरि गच्छन्ति तदा बहु छुदाः सन्ति तेषां क्षुधानिवारणार्थं ते या संस्था भवति मा समलेस्वरिसंस्थाः जलजुगाणं कार्यन्ते कुर्वन्ति अपि निश्शुल्करूपेण कुर्वन्ति किमपि द्रव्यं जनाः तत्र न दत्तवन् दत्तवन्तः अनन्तरम् एकं मेला अस्ति यदा अस्माकं ग्रीष्ममास् मासे प्रचलति सा मेला अपि अपि अन्नं पचति अन्नं जलजोगाणं कार्यं द्वे एव बहुसम्यक् रूपेण ते कुर्वन्ति